आम् मया सस्यवर्धनाय विशेषरक्तवर्णमृत्तिका उपयुज्यते पोषकद्रव्यार्थं मया गोः गोमूत्रम् अनन्तरम् एवम् आप आपणात् क्रीतद्रव्याणि पोषकद्रव्याणि इत्यादि सस्य सस्यानां कृते अहं प्रतिदिनं दास्यामि प्रतिदिनं जलमपि षिञ्चनं करोमि एवमेव यदा अहम् अवशिष्टानि अना अनपेक्षितसस्यानि अपि स्वीकरोमि तदपि सस्यस्य पोषकं भवति मृत्तिकायाः अतः तदपि अहमवश्यं करोमि पुनः सस्येभ्यः अहं भिन्न भिन्न

क्षेत्रेषु क्षेत्रेषु विद्यमाणमृत्तिकान् स्वीकृत्य मिश्रणं कृत्वा तत् उपयुज्य अहं तत्र सस्यस्य वर्धनं करोमि कथं भवतीति मृत्तिकायाः शोधनार्थम् अहं विभिन्नविभिन्नमृत्तिका मृत्तिकान् मृत्तिकाः स्वीकृत्य अहं प्रयत्नं कृत् करोमि सस्यस्य वर्धनाय